नमस्ते ओला मम अद्य एकादश वादने देहलीतः ब्याङ्ग्लूरनगरं प्रति यानमासीत् परन्तु बस्यानतः एर्पोर्ट् यानम् एर्पोर्ट् स्टेसन् प्रति यत् मया बुक्कृतमासीत् यानं तत्र त सः विलम्बेन आगतवान् अतः तत्तेन कारणेन अहम् एर्पोर्ट्मध्ये विलम्बेन गतवान् मम फ़्लैट्यानं मिस् जातम् अतः इदानीं मम कृते मम शुल्कं यदासीत् तत् पुनः प्रेषयन्तु